सत्यघटनाधारितं पुस्तकानि तु सन्ति एव यथा प्रकाशवाटा इति डाक्टर् प्रकाश् आम्टे विरचितः एकः मराठिभाषाग्रन्थः अत् अतीव प्रेरणादायी तत्र तत्कृतकार्यम् एव लिखितमस्ति तस्य कार्यस्य एव उल् उल्लेखः तं पुस्तकं तत् तत् पुस्तकं पठित्वा यः कोपि वा भवतु सः तु ततः प्रेरणां प्राप्नुयात् एव तादृशः तादृशं तादृशं पुस्तकं तत् अस्माकं ग्रन्थालये अस्ति अनन्तरम् इदानीं यद् मया उल्लिखितं खलु माझीजन्मठेप् इति स्वातन्त्र्यवीरसावर्करेण कृतं देशभक्तिकार्यं मातृभूमेः कृते तेन कृतः त्यागः स्वसुखनिरभिलाशित्वं तस्य सावर्करमहोदयस्य तत् पठित्वा कस्य कस्य कृते सः ग्रन्थः अथवा तत् पुस्तकं प्रेरणादायकं न भवेत् अनन्तरं मया विरचितानि पुस्तकानि तु सत्यघटनाधारितानि एव सन्ति यत्किमपि अहं समाजस्य तत्र प्रतिबिम्बमेव साहित्यम् इति किमस्ति तत्र तु समाजस्य समाजे याः घटनाः सम्भवन्ति अभितः परितः अस्माकम् अभितः परितः तस्यैव प्रतिबिम्बं खलु साहित्यं साहित्यमिति तर्हि मद्विरचिताः याः कथाः सन्ति नाट्यानि सन्ति ये लेखाः सन्ति यत्किमपि अहं वृत्तपत्रेषु मम लेखः तत्र प्रकाशितानि भवन्ति त तत्सर्वं तु सत्यघटनाधारितमेव तर्हि सत्यघटनाधारितं धारितानि पुस्तकानि एतानि सन्ति इष्टतमानि पुस्तकानि मम तु पुस्तकानि मह्यं रोचन्ते